कस्मिन् अपि देशे उद्योगानां विकासः तस्य सामाजिकः अर्थः आर्थिक वृद्ध्यर्थमानः कल्प् कल्याणस्य अतीव महत्वपूर्णं भवति आर्थिकविकासे योगदानस्य अतिरिक्तम् औद्योगिकक्षेत्रम् आयं जनयितुं दुरिध्रदां बेरोज्गेरी च निर्मूलीतुं प्रतिव्यक्तिम् आयं वर्धयितुं जनानां जीवनस्थरं च वर्धयितुं सहाय्यं करोति उद्योगानां वृत्तिः कृष्य च अधू केरळस् केरळस्य औद्योगिकवृत्तेः अनेकानि कारणानि योगद दत्तवन्तः केरळस्य उच्चगुणवत्तायुक्तः कुशलः कार्यबलः राज्यस्य उच्चरीत्या उपभोगकः च तेषु प्रमुखः अस्ति ग्रामीण केरळदेशे प्रतिव्यक्तेः उपभोग उपभोगव्ययः व्ययस्य अनुपातः ग्रामीणभारतस्य द्विगुणः अस्ति केरळाराज्यस्य नगरक्षेत्रेषु प्रतिव्यक्तेः उपभोगः नगरीय भारतस्य गुणः भवति अतः केरळदेशे अनेकानाम् औद्योगिक क्रियाकलापनानां सज्ज सज्जविपणायरूपेण कार्यं करिष्यन्ति पूर्वपश्चिमयोर्मध्ये उत्तर राष्ट्रीय समुद्रसमयः केरळस्य भूरिणीत्वया क्षेत्रः राष्ट्रीय राजमार्गे वल्लिदमं मार्गे आगिमा इञ्जीक्वन्दी च अस्ति राज्ये गम्यतान्मुख अयोध्याकृते एकम् अद्वितीयम् अवसरं प्रददाति केरळस्य अन्तर्राष्ट्रीय विमान स्थानकानि सन्ति तथा च कन्नूर् नूतनं नूतनम् विमानस्थलम् उद्घाटयितुं गच्छति केरळस्य जनानां विदेशेषु प्रबलनम् उच् उपस्थितिः अस्ति परन्तु केरळस्य वर्धमान जनसङ्ख्याधनत्वे औद्योगाय बृहत् भूमिक्षेत्राणां प्राप्तिः एकम् अक्वयन् जायते